भारतस्य मुख्यानि तीर्थक्षेत्राणि अयोध्या मथुरा माया काशी काञ्ची अवन्तिका इति प्रसिद्धमेव अस्ति तत्र अयोध्यानगरी अत्यन्तं प्रसिद्धा श्रीरामस्य जन्मस्थानम् अयोध्यानगरी एवमेव मथुरानगरी श्रीकृष्णस्य जन्मकाले अत्यन्तं प्रसिद्धा जाता श्रीकृष्णः तत्र वासं कृतवान् एवमेव हरिद्वारम् अस्य नाम एव सूचयति हरिद्वारम् इति मायानगरीति अस्य नामान्तरमस्ति एवमेव काशीनगरम् वाराणसी इत्यस्ति तत्रत्यः विश्वनाथः देवः सर्वेषामपि मङ्गलं करोति अतः काशीनगरी काशीमरणान्मुक्तिः इति शास्त्रवाक्यमपि तर्कशास्त्रे अस्माभिः श्रूयते काञ्चीपुरं दक्षिणभारते अत्यन्तं सुप्रसिद्धमस्ति एवमेव अवन्तिका इति उज्जयिनी इत्यस्य नामान्तरमस्ति तदनन्तरं द्वारकानगरम् श्रीकृष्णः यत्र शासनमकरोत् तद्द्वारकानगरम् इत्येवं मुख्यानि तीर्थक्षेत्राणि एतानि भवन्ति तत्र बहवः उत्सवाः आचर्यन्ते वाराणसीप्रदेशे गङ्गारति एषु दिनेषु अत्यन्तं प्रसिद्धा अस्ति काञ्चीपुरं दक्षिणभारते मुख्याः मुख्यानि पर्वाणि सर्वाणि आचर्यन्ते अतः एतेषां तीर्थक्षेत्राणां सन्दर्शनम् अस्माभिः अवश्यं करणीयम्